अहं साम्प्रदायिकतरणम् एव इच्छामि व्यवसायिकतरणं अहं न इच्छामि किमर्थं तत्र जलं प्रदूषणं भवति कारणात् अहं न इच्छामि तयोः भेदः अस्ति एव अहं केवलं नद्यां तरणम् एव इच्छामि किमर्थं तत्र प्रवाहविरुद्धे नद्यां प्रवाहविरुद्धे दिशिं तरणं मह्यं बहु रोचते तत्र तडागे अपि तर्तुं तरणम् इच्छामि परन्तु समुद्रे अपि न तरणम् इच्छामि किमर्थम् जलम् उपरि उपरि एव आगच्छति तयोः इदानीं काले नद्यामपि जलमपि प्रदूषणं भवति किमर्थं सर्वे तत्र गच्छन्ति आगच्छन्ति कार्खानाः पल्यूषन् पल्यूषन् जलमपि अशुद्धजलमपि अत्र तत्र आगच्छति एवं तडागे अपि तथैव एव तरत् निमित्तम् इदानीम् अहं कुत्रापि न गच्छामि तर्तुम्